अस्माकं भारतीयज्ञानपरम्परायां ज्ञानप्राप्त्यर्थं वेदाः एव प्रमाणीभूताः वर्तन्ते तेषां च ज्ञानार्थं वेदाङ्गानि आवश्यकानि भवन्ति कानि तानि वेदाङ्गानि इति चेत् तत्र प्रसिद्धः श्लोकः वर्तते शिक्षा व्याकरणं छन्दो निरुक्तं ज्योतिषं तथा कल्पश्चेति षडङ्गानि वेदस्याहुर्मनीषिणः इति अनेन श्लोकेन शिक्षा व्याकरणं कल्पः निरुक्तं छन्दः ज्यौतिष्यम् इत्येतानि षडङ्गानि इति मनीषिणः अर्थात् विद्वांसः कथयन्ति इत्ययम् अर्थः श्लोकेन अभिप्रेतः वर्तते तत्र शिक्षा व्याकरणं शिक्षाशास्त्रं पुनश्च व्याकरणशास्त्रं तेन च अस्माकं कृते ये विषयाः अवगम्यन्ते तेषाम् अक्षरज्ञानार्थं पुनश्च उच्चारणशैल्या याः अवगमनार्थं तथा च सम्पूर्णे वेदवाङ्मये कुत्र कुत्र केषां पदानां कथम् उपयोगः तेषाम् उच्चारणशैली कथं भवेत् इत्यादिकं तत्र शिक्षाशास्त्रे विस्तृतेन अवगम्यते व्याकरणशास्त्रं व्याकरणेषु वस्तुतः नवविधवैयाकरणाः आसन् इति पूर्वं ज्ञायते अधुना तु वयं वयं पाणिनीव्याकरणमेव आधारीकृत्य अग्रे गच्छन्तः स्मः निरुक्तं निरुक्तं नाम निर्वचनशास्त्रम् इत्यर्थः वेदे ये शब्दाः उपयुक्ताः सन्ति तेषां कस्मिन्नर्थे निर्वचनं क्रियते इत्ययं विचारः अनेन शास्त्रेण अस्माभिः ज्ञातुं शक्यः भवति अनन्तरं छन्दः इत्युक्तौ यः मन्त्रः वेदेषु पठितः वर्तते तेषां कः छन्दः हि सर्वस्यापि वेदवाङ्मयस्य वेदमन्त्रस्य कश्चन छन्दः भवति तद् आधारीकृत्येव मन्त्राणां प्रयोगः भविति एवं छन्दसां विषये एतावत्पर्यन्तं वयं ज्ञातवन्तः अनन्तरं कल्पः कल्पविषयः इत्युक्तौ तत्र विशेषेण यागादिषु प्रयोगादिकं कथं कथं कर्तव्यम् इत्ययं विचारः तत्र विस्तृतेन विवृतः वर्तते एवमेव ज्यौतिष्यम् हा कालनिबन्धनात्मकं शास्त्रम् इदं वर्तते तत्र फलभागः बहु प्रसिद्धः लोके तद्विहायापि इदानीन्तनकाले यः वैज्ञानिकप्रक्रिया वर्तते माड्रन् सैन्स् इति यद्वदामः तत्र ज्योतिष्यस्य योगदानं महद्वर्तते इत्ययम् अंशम् अमुम् अंशम् अत्र वक्तुम् इच्छामि धन्यवादः